मम क्षेत्रे इत्युक्ते अस्माकं क्षेत्रे अपराधपरिणा परिमाणं नाम अपराधं नाम नाम अनेकाः वि विधाः भवन्ति अपराधे नाम एकः चोरः आगत्य चौर्यं करोति चेदपि अपराधः इति वयं कथयामः अथवा पतिपत्नी उभयोर्मध्ये विघटनम् इत्युक्ते बान्धव्यस्य नाशनमपि अपराध एव एका पत्नी किमपि न कृतवती पत्नी उत्तमा आसीत् तथापि पतिः डिवोर्स् ददाति इत्युक्ते तेषां मध्ये विघटनं भवति सम्बन्धे हानिः भवति सः अपि अपराधः एव इति अहं मन्ये अत्रापि अस्तिअस्माकं ग्रामेपि तादृशप्रसङ्गः तत्र तत्र श्रूयते अपराधः तद् तु दारिद्र्यस्य अथवा निरुद्योगस्य कारणम् इति न उद्योगिनां मध्ये एव एतत् भवति निरुद्योगिनां मध्ये न उद्योगिनां मध्ये अथवा अक्षरस्थानां मध्ये एव एतादृशं लालसा धनस्य लालसा अथवा पतिः अधिकम् अर्जनं करोति पत्नी गृहकृत्यं करोति पत्न्या अर्जितं किमपि नास्ति इति सा गृहकत् गृहकृत्यमपि एकं कार्यमिति चिन्तयितुं सः न शक्तः अथवा न अङ्गीकरोति तदर्थं पत्नीं ताडयति अथवा पत्नीम् एतत् करोति तादृशम् अत्र अस्माकं ग्रामे तु बीडि बीडि नाम किं वदामः धूमपानं तस्य बीडि बन्धनम् इति वदामः वयम् तद् अधिकं वृत्ति महिलानां तथा कृत्वा जीवन्ति पापम् बहु कष्टकरं कार्यम् तत्रापि तादृशेषु गृहेषु अपि एतादृश अपराधः एतत्सर्वं भविष्यति एव दिने दिने अपि तत् वर्धमानमस्ति कथं तत् दारिद्र्यमपि कारणं भवितुमर्हति अकस्मात् उद्योगिनां मध्येपि भवितुमर्हति तत्सर्वं निवारणीयम्